हा नमस्ते

हा हा सम्यक्

हा हा हा सम्यक् संशोधनं तु वस्तुतः वर्तमानकाले अत्यन्तं वर्तते किन्तु सम्प्रति संशोधनं भवन्तः कस्मिन् विषये कस्मिन् क्षेत्रे कर्तुमिच्छन्तीति किमपि वदन्ति वा

संस्कृतिसम्बद्धन्तु अवश्यं कर्तव्यम् अस्ति अस्माभिः इदं पूर्वं दृष्टमस्ति भारतीयसंस्कृतिविषये भारतीय प्राचीनशास्त्राणां विषये अथवा प्राचीनसंस्कृतवाङ्मयस्य विषये तथा अनुसन्धानं न न जातम् इतरक्षेत्रेषु बहुधा जातं अस्मिन् क्षेत्रे बहु कर्तव्यमस्ति इति तत् अवश्यं कुर्मः सं भारतीयसंस्कृतौ विशिष्य कोपि ग्रन्थः अथवा किमपि विशिष्टं क्षेत्रं चिन्तितं वा एतावता

हा हा हा इदानीं यदि विशिष्टः विषयः वर्तते तत्र अवसरः वर्तते इति चेत् अवश्यं बह्व्यः संस्थाः धनं प्रदातुं सिद्धाः भवन्ति किन्तु या कापि संस्था भवति चेदपि प्रथमतः तत्र प्रारूपं किं वर्तते इति पृच्छन्ति ज्ञातुमिच्छन्ति अर्थात् तस्य योजनायाः शीर्षकं किं कति जनाः अपेक्षिताः कियान् कालः अपेक्षितः कियद्धनम् अपेक्षितं एतत् सर्वं निश्चित्य तेषां कृते वक्तव्यं पुनश्च स्वतन्त्रतया कश्चित् पुरुषः एवं लिखति चेत् अयं कः अस्ति वस्तुतः कर्तुं योग्यो वा इत्यादिकं सा संस्था न जानाति या धनं दातुं दातुम् इच् सिद्धा अस्ति अतः केनचिद् विद्यालयेन महाविद्यालयेन अथवा विश्वविद्यालयेन वा इयं प्रस्तुतिः दातव्या तत्र के भवतां चिन्तनानुसारं कियान् कालः एतदर्थं भवेत् अथवा कियद्धनमपेक्षितं कियन्तः पुरुषाः अत्र कार्यं कुर्वन्ति इति तत्र किञ्चिद् विचारणीयमस्ति

एवम् एवं एवं अस्तु एतत् सर्वं भवन्तः यथा इदानीम् उ उक्तवन्तः हा हा हा इदानीं प्रार्थनायां प्रार्थनायां तु अधिकमिव वचने का दरिद्रता इति रीत्या अधिकमिव वयं प्रार्थयामहे यः दाता वर्तते सः विचार्य ददाति किन्तु भवद्भिः उक्तम् इदं सर्वमपि तत्र पत्रेषु विलिख्य एकं प्रस्तावं भवन्तः सिद्धं कुर्वन्तु सः स तस्मिन् प्रस्तावे हा हा एवम् एवं सर्वम् इदं विवरणं भवेत् यथा इदानीं भवद्भिः अत्र उक्तं तथा सर्वं विवरणं भवतु अहमप्येकवारं तद्विवरणं दृष्ट्वा विवरणं दृष्ट्वा यदि तत्र परिष्कारः कर्तव्यः अस्ति तर्हि तमपि कृत्वा सुनिश्चित्य वयं विश्वविद्यालयस्य कृते प्रेषयामः विश्वविद्यालयो वा भवतु अथवा इतराः इतराः अपि काश्चन संस्थाः इदानीम् ऐ आर् पी सि इत्यादिसंस्थाः भवन्ति हा तद्वयं कुर्मः मिलित्वा कुर्मः अस्तु भवतः उत्साहं दृष्ट्वा मम ममापि सन्तोषः अस्ति मिलित्वा कुर्मः एतत्

अस्तु अस्तु मिलामः धन्यवादः नमो नमः नमस्ते नमस्ते